अधुना लघुव्यापाराः बहवः सन्ति तेषु स्पैसस् अगरबत्तिनिर्माणं पर्पटनिर्माणं स्माल् स्केल् टेक्स्टैल् नाम हेण्ड् वीविंग् पुनः केटरिंग् तत्सर्वम् इदानीं बहु प्रचलिताः सन्ति तत्र पर्प मम ग्रामे पर्पटनिर्माणम् अवलेहनिर्माणं बहवः कुर्वन्ति बहु रुचिकरमपि भवति तत्र बहु प्रिसर्वेटिव्स् अपि न स्थापयन्ति अतः आरोग्यमपि सम्यक् भवति पुनः रुचिः अपि यदा यथा माता यथा माता सिद्धं करोति तथैव भवति आरोग्यकरमपि भवति